हेलो हरिः ओम् हरिः ओं भवान् बस् डैवर् अस्ति वा अहं भवन्तः बस्से यात्रां करोमि मम पुत्रः पुत्र्यः भवान् भवन्तः बश्शं यात्रां करोति कुर्वन्ति भव् भवन्तः किमर्थं सम्यक् रूपेण बस्सं न चालयति परन्तु मम पुत्रपुत्र्य अकथयत् मम प्रति यः यः चालकः अस्ति सः सम्यक्रूपेण बस्सचालनं न करोति किमर्थम्

पर् परन्तु मम पुत्रपुत्र्यः कथं अकथयत् भवान् भवन्तु शीघ्रमेव बसं चालयति किमर्थम् हा सम्यग् सम्यग् भवान् हा मम पुत्रः मम पुत्रपुत्र्यः भीताः जाताः एतदर्थं सः अकथयत् कि अहं न गतवान् अहं न गतवान् तर्हि मनसि भीता अस्ति तर्हि कियत् समस्या जातं वा एतदर्थम्

आम्

आम् आमां मम पुत्रपुत्र्य अत्यन्तं भीतं जाताः कोपि दुर्घटनां जाता भवान् शीघ्रम् शीघ्रं बसं चालयति यस्मात् तदनन्तरं भवान् अचानक ब्रेकं दत्त्वा एतदर्थं मम पुत्रपुत्र्यः अत्यन्तं भीतं जाताः इदानीम् एतदर्थमहं भवन्तं प्रति दूरवाणीं कृत्वा आम् भवान् अग्रिमे काले ध्यानं करोतु एतदर्थमहम् आमां धन्यवादः धन्यवादः